हरिः ओम् नमस्ते आम् अहम् आरक्षकः पोलिस् इन्स्पेक्टर् वदामि आं नमस्ते गायत्री भगिनी वदतु आरक्षकं प्रति आह्वयति चेत् कापि समस्या निश्चयेन भवति का समस्या इति वदतु

अस्तु अस्तु ओ अद्यैव अभवत् वा एषा घटना कदा आसीत् इदानीं सायङ्कालः अस्ति अद्य कदा अभवत् प्रातः वा मध्याह्ने वा

इति आम् पूजा आपणः आम् ओ ते अपि न जानन्ति किमभवत् इति आम् रिजिस्टर् करोमि अवश्यं भवत्याः कम्प्लैण्ट् अहं स्वीकरोमि भवत्याः यानस्य विवरणं ददाति वा यानस्य रिजिस्ट्रेशन् सङ्ख्या भवति खलु का सङ्ख्या हा सङ्ख्या

अस्तु पुनश्च तत्र याने काचित् पेटिका वस्तूनि स्थापयितुं भवति तस्यां पेटिकायां किमपि वस्तु स्थापितं वा भवत्याः धनस्यूतः किमपि वस्तु किमपि वस्तु नास्ति पेटिका अस्ति वा याने अस्तु तर्हि एवं मरून् कलर् यानमस्ति रिजिस्ट्रेशन् सङ्ख्यां पञ्चीकरण कृत सङ्ख्यामहं अत्र स्थापितवती अस्मि चिन्तां न करोतु भवत्याः कम्प्लेण्ट् रेजिस्ट्रेशन् कृतवती अस्मि अहम् एतस्य भवत्याः द्विचक्र आं वदतु

अस् अवश्यं निश्चयेन भवती दिनद्वयं समयं यच्छतु अस्माकं एकः आरक्षकः आरक्षकगणः तत्र अन्वेषणं कर्तुं नियुक्तः भविष्यति अचिरादेव ते आरक्षकाः निश्चयेन भवत्याः यानस्य अन्वेषणार्थं तीव्रगत्या प्रयत्नं कुर्व् करिष्यन्ति निश्चयेन भवत्याः एतत् यानं लभ्यते एव यानं कस्मिन् प्रदेशे इति एकवारं सूचयति वा कस्मिन् प्रदेशे एषा घटना जाता मन्दिरस्य नाम विवरणं

सम्यक् मन्दिरस्य तत् अनन्तपद्मनाभस्वामिमन्दिरस्य परिसरे नष्टं जातं यानम् इति अस्तु भगिनि चिन्तां न करोतु वयमन्वेषणं कृत्वा दिनद्वय अभ्यन्तरे दूरवाणीं कुर्मः अवश्यं भवत्याः यानं लभ्यते एव धन्यवादः नमस्ते अस्माकं

अवश्यं भवत्या आगन्तव्यम् इति न वयमेव दूरवाणीं कुर्मः अवश्यं धन्यवादः नमस्ते